अहं ग्रामीणप्रदेशे वसामि अत्र नित्यं समस्या इति चेत् नेट्वर्क् न उपलभ्यते विशेषेण अत्र अरण्यप्रदेशः अस्ति पर्वताः सन्ति अतः नेट्वर्क् समस्या अत्र बहु वर्तते तेन कारणेन डिजिटल् माध्यमेन धनप्रेषणादिकम् अत्र कर्तुम् न शक्यते अथवा सर्वकारस्य ये सौलभ्याः सन्ति तेषां स्वीकारः अपि विलम्बेन भवति तदर्थम् अत्रत्याः जनाः नगरप्रदेशं प्रति गच्छन्ति यातायतव्यवस्था अपि सम्यक् न वर्तते इति कारणात् बहु विलम्बेन सर्वकारस्य सौलभ्यनि ते प्राप्नुवन्ति जनप्रतिनिधि निधित्वेन अहं विशेषेण अत्र ग्रामीणप्रदेशे यत्र यत्र आवश्यकता वर्तते तत्र तत्र टवर् सौलभ्यं यथा भवेत् तथा अहं प्रयत्नं करिष्यामि तेन सह इदानीं फै जी केबल् अपि अत्र सर्वत्र आनयितुम् अहं प्रयत्नम् करिष्यामि भारतसर्वकारस्य योजना अपि वर्तते सर्वत्रापि केबल् द्वारा इंटर्नेट् सौलभ्यं दातव्यम् इति अतः मया प्रयत्नः विधीयते